नमोनमः अहं देवकर्णः वदामि शाकम् अपेक्षितं पञ्चाशत् किलो परिमितम् आलुकम् आवश्यकं चत्वारिंशत् किलो परिमितं पलाण्डु आवश्यकं मूलकमेपि आवश्यकम् आम् आम् आलुकं पञ्चाशत् किलो परिमितं तस्य कति कति रूप्यकाणी आदौ वदतु कृपया बहु अधिकम् अस्ति महोदय एवं ना भवतुमर्हति अहं क्रेष्यामि अहमपि

तत्तु भवतु किन्तु अहं दूरात् आगच्छामि अहं चिन्तयामि भव भवता क्रेष्यामि किन्तु तत्र षोडश किलो परिमितं प्रतिकिलो परिमितं मिलति एव अतः इतः अहं स्वीकरोमि तर्हि महान् व्ययः यदि न्यूनं करोति चेत् तर्हि अहं क्रेतुं शक्नोमि ना विं विंशति विंशति तु अस्ति किन्तु ततः एकं रूप्यकं इतोऽपि न्यूनं भवति चेत् अहं तथा मार्ग मम मार्गव्ययः अपि तत्र सुरक्षिता भविष्यति अस्तु पञ्चाशत पञ्चाशत् किलो परिमितं भवतु अनन्तरं गृञ्जनकानि सन्ति वा अस्ति अग्रे कार्यक्रमः अतः अशीति किलो परिमितं गृञ्जनकानि अपेक्षितानि कति रुप्यकाणि ओ आम् साधुः

किन्तु स्वः प्रातः कार्यक्रमः अतः सायंपर्यन्तं निश्चितरूपेण भवेत् इति सुनिश्चिता अस्ति वा भवतु नाम ततः तत्र यानमपि अस्ति वा येन यानेन तत्र मम गृहं तत्र नेतुं शक्नोमि भाटकं कियत् अस्तु अस्तु गृञ्जक नाम तत्र तत् कति रूप्यकाणि इति वदतु भवान् अदि भवान् सर्वत्रैव अधिकम् अधिकं वदति द्विगुणितं कृत्वा वदति महोदय

ओ एवं तर्हि कति अस्तु आगच्छ आगच्छ अस्तु नमोनमः नमोनमः